अहम् शिक्षाशास्त्रिं पठितवती एवं शिक्षाचार्यमपि पठितवती एवं च इदानीं विद्यावारिधिं कुर्वन्ति अस्मि एतत् कृत्वा अहम् शिक्षाशास्त्रीछात्राणां कृते उत्तमतया प्रशिक्षणं दातुम् इच्छामि एवञ्च विद्यावारिधिं परिसमाप्य अहं विद्यालयं वा विश्वविद्यालयं प्रति वा गत्वा छात्रान् सम्यक्तया प्रशिक्षितुम् इच्छामि